आ हरि ओम् हां हां किम् अभवत् भगिनी अहं बहूनि गृहाणि प्रति गृहं गत्वा दातव्यं भगिनी प्रत्येकगृहस्य कृते अन्ते आगत्य स्थापयामि चेत् मम समयस्य भगिनी एकं साहाय्यं कर्तुं शक्यते वा यदा अहं पत्रिकां दत्वा गच्छामि अनन्तरं भवत्या सेविकां स्वच्छतां कर्तुं वदति वा तदा मम अपि कार्यं वेगेन भवति अस्तु भगिनी कृ एक एकनिमिषं मम पक्षमपि शृणवन्तु भगिनी कृपया यदा भवती एका एव ग्राहिका भवति कृष्णा गार्डन्स् मध्ये कथं अहं प्रतिदिनम् आनयेतुं शक्नोमि आ अत अधिकग्राहका सन्ति चेत् अस्माकं कार्यम् अपि लघु भवति भवत्या छात्रा मित्राणि सर्वे सन्ति किल तेषां कृते ग्राहका भवन्तु इति निवेदयन्तु कृपया तथा करोति चेत् वयमपि सर्वान् गृहान् प्रति दातुं शक्नुम तेषां विक्रयणमपि अधिकं भवति भवती संस्कृतकार्यम् अधिकं करोति एतत् कार्यमपि कृपया कुर्वन्तु आम् अधिका अधिका आम् अधिका केवलं न्यूनातिन्यूनं त्रिंशत् पत्रिका आगच्छन्ति चेत् वयम् तत् तस्मिन् दिने एव स्थापयितुं शक्नुम तत् न्यूनं भवति चेत् अहं मिलित्वा अ दिनद्वये वा दिनत्रये एकवारं वा तथा अहं दातुं शक्नोमि त्रिंशत् ग्राहका भवति वर्धनं कर्तुं शक्यते वा अस्मिन् वागे आ अहम् अहमपि का अहमपि का के संस्कृतजना मम ग्राहका भवन्ति तेषां कृते अपि अहं वदामि भवान् भवन्त स्वीकुर्वन्तु इति प्रचारं करोमि तत् अहं कर्तुं शक्नोमि भवती अपि कुर्वन्तु वयं मिलित्वा प्रतिदिनं कुर्म

एवं वा अहं न जानामि अहम् एकवारं विचारं करोमि

आम् आम् आम् अहं पश्यामि आम् तस्मै अहं जानामि आम् आम् आम् अहं न प्राप्तवती अपि अत अहम् एकवारं विचारयामि तत् तस्मिन् विषये सूचनार्थं धन्यवाद दन्यवाद करोमि दन्यवाद राम् राम्